मम बैक्यानम् अहं सर्वदा प्रक्षाल्य सम्यग्रूपेण रक्षामि काले काले च सर्वीस् कृते दास्यामि एवं यदा दीर्घं प्रयाणं करोमि तदानीम् यथोचितं तत्र पेट्रोल् पूरयिष्यामि तेन सह दीर्घप्रयाणेषु अहम् औषधम् अपि च तत्र किमपि आघातो भविष्यति चेत् तत् चिकित्सार्थं पेटिका अपि च जलम् भोजनार्थं व्यवस्था इदं सर्वम् अहं संरक्ष्य दीर्घं प्रयाणं करिष्यामि